हरिः ओम् नमस्ते हरिः ओम् नमस्ते नमस्ते मम कृते पुरातनपुस्तकम् अस्ति आसीत् भवत्याः कृते महाभारतं रामायणं ब्र पुरातनग्रन्थः व्याकरणपुस्तकं

स्वीकर्तुं नास्ति आम् अस्ति

मूल्यम् भगद्गीतायाः मूल्यं शतं

अस्ति व्याख्यानमस्ति

न न न्यूनं न करोति आम् नावतिः

नास्ति नास्ति आम् आम् अस्ति अस्ति विविधानि

पञ्चशतं

आहत्य पञ्चशतं आम् आम् आम् आम् आम् आम् ददामि

अन्यत् किमपि न कथा पुस्तकं क कथा पुस्तकं बालकथा बालकथापुस्तकं लघुपुस्तकं बृहत् बृहत्सस् बृहत् चित्राणि सर्वमस्ति त्रिंशत् आम् आम् दशपुस्तकानि आमां अस्तु अस्तु अस्तु भगिनी अस्तु भगिनी धन्यवादः धन्यवादः

अस्तु धन्यवादः